प्रथमतः शास्त्रः किम् इति अस्माभिः ज्ञातव्यम् अस्ति यत् अस्मान् शास्ति तदेव शास्त्रं किञ्चिद्विषयमपेक्षया अपि शास्त्रं भविष्यति प्रायेण मोक्षशास्त्रमेव स्वीकुर्मः तत्र क आवश्यकानि बहु बहु उक्तानि नित्यानित्यवस्तुविवेकः इहामुक्तफलभोगविरागः शमादिषट्कसम्पत्तिः मुमुक्षुत्वम् इत्यादीनि सर्वे सर्वैः स्वीकृतानि अत्र एकमपि क लब्धुं बहु कष्टमेव इति भाति अतः एव पूर्णतया सर्वं प्राप्तुम् अस्माभिः न शक्यते किञ्चिदपि क अपेक्षते न नो चेत् वि वृथा व्यर्थ प भाषा प प्रलापं भविष्यति किञ्चिद्वैराग्यमपेक्षते मोक्षं क शास्त्रेषु किञ्चित् अत्र यत् यत् अस्माभिः दृश्यते तत्सर्वम् अनित्यम् एकः एककाले न नश्वरमेव भवति इति इत्येव अलम् एतत्तु अनुबू अनुभवेन एव आगमिष्यति जीवनकाले तद् स्वीकृत्य कोयं नित्यं कोयम् अनित्यः इत्यादीनि शास्त्रान्वेषमाणे कश्चनः गुरुः प्राप्यते अथवा कश्चन शास्त्रं प्राप्यते तत्र तदेव जीवनलक्ष्यम् इति स्वीकृत्य ये प शास्त्रायणं शास्त्राध्ययनम् अध्ययनं वर्त् कुर्वन्ति तत्र तदानीमेव तेषां शास्त्रप्रवेशः भविष्यति अत्र आचारः आचारः ब अस्ति चेत् अस्मिन् ग याने प्रयाणसमये सर्वं स्व स्व सम्यक् भविष्यति आचारं नास्ति चेत् एतत् प्रयाणं न कर्तुं शक्यते इति वक्तुं न शक्यते आचारस्तु अस्माभिः प्रयाणकाले एकं तत्सर्वंं स समीकरणम् अपि भविष्यति अतः एव एकम् एकमेव धर्मपरिपालनमेकमेव ग धर्मपालनं पाल परिपालनम् अलं तत्तु तीव्रतया क करोति चेत् अन्ये सर्वे अपि आगमिष्यन्ति इति यः शास्त्रस्य रीतिः तत् तद्वदेव सर्वे अपि शास्त्रं पाठयन्ति इति मम मतिः